ओं हरि ओं प्लम्ब भ्राता एकं

आ आम् आं भ्राता आं एकसम् एकसमस्या जाता मम् गृहे न न जलनलिका अस्ति त तस्य विघटनं जातं आम् जानामि अस्माकं श्वानः अस्ति सः तस्योपरि कूर्द् कूर्दनम् अकरोत् एतस्मात् कारणात् घटनं जातं तद् नलिकायाः विघटनात् सम्पूर्णगृहे जलं जलं जलम् एव भवति आं मम भ्राता अपि तस्मिन् जले पतितः अभवत्

अर्धहोरा जातः सम्पूर्णगृहं जलमग्नं भवति आं आम् आम् चिन्ता नास्ति भवान् विपणि आम् आं

द्विहोरा तु बहु अधिकः भवति भवा भवत्यः भवत्याः समीपे तद् आपणिकः आपणः अस्ति न कान्हा कान्हां कान्हा स्टोर् तत्र तत् हा तत्र तत्र नलिका प्राप्तं भविष्यति तत्र द्विप्रकाराः नलिका भवति अधिका दीर्घा तस्य क्वा क्वालिटि अपि उत्तमा स्यात् एतद् ध्यानं दत् देयं पुनः

चिन्ता नास्ति तद् तस्य वहनम् अहं करिष्यामि परम् एकदा सम्यक् रूपेण करोतु किं पुनःपुनः चिन्ता नास्ति अहं दास्यामि यतोहि पुनः पुनः स सस्ता क्रीत्वास्य पुनः पुनः वि परिवर्तनं करणीयम् अस्मिन् समयः जातः बहु समस्या भवति आम् आम् आम् तस्मिन् अभ्यन्तरे एका धागा आगच्छति सूतधागा तस्यः अपि आवश्यक्ता वर्तते आ आम् कृपया आ निवेदनमस्ति कि भव भवान् बहुशीघ्रम् आगच्छतु